हा नमस्ते हा वदतु आम् आम् आम् एतद् विठ्ठल फ़र्निचर् ओ हो आम् आम् वदतु आम् आम् अस्माकं प्रदे आपणे वर्तते वदतु किम् अपेक्षितं किं तत्र आसन्दानि अपेक्षितं वा आ तत् देवतामण्टपं तथा कण्डोलाधिकं सर्वं वृक्षादेव कृतं ओ सर्वेपि केरळशैल्यामेव अपेक्षितं वा तद् लभ्यते अस्माकं प्रदेशे अस्माकं आपणे तत् सर्वं लभ्यते अहा अस्माकं आपणे यत् आगमादि शास्त्रोक्तरीत्य पनसवृक्षं इत्यादिकं के किम् उक्तं तस्मिन् वृक्षे एव सर्वानि आसन्दानि वृक्ष उपकरणानि कृतं वर्तते हो ये सम्यक् भवति अस्माकं परीक्षिकृत्ये एव तत्र सर्वं कृतमेव उपकरणानेव हा आम् तत्र हा तत्र यदि देवतामण्टपादिकं क्रीयते चेत् तत्र देवतामण्टपे कानि कानि आगम आगमशास्त्रादि शास्त्रे तदेव वयं परीक्षिकृत्य तत्र स्थापितं तत्र आसन्दार्थं किं काष्टम् अपेक्षितं तत् देवतामण्टपार्थं किं काष्टम् अपेक्षितं तत् सर्वं परीक्षिकृत्य एव वयं तत् उपकरणानि कृतम् सर्वम् अपेक्ष हा हा तत्र सर्वं अपेक्षितं खलु तस्मात् सर्वं मिलित्व हा हा आम् सम्यक् रीत्य अपेक्षितं खलु हा तत्र सर्वं मिलित्व प्रायः पञ्चलक्ष रूप्यकाणि भवन्ति ये किम् अधिकं तत्र सर्वं केरळशैल्यामेव अपेक्षितं तथा तत्र वृक्षाधिकं नाम काष्ठाधिकम् अपि शुद्धरीत्या परीक्षि परीक्षिकृत्य एव वयम् उपकरणानि क्रीयन्ते तस्मात् पञ्चलक्ष न्यूनमेव हा पश्यतु त्रीणलक्षाणि अति न्यूनमेव भवति परन्तु त्रीणिलक्षाणि मध्ये कर्तुं शक्यते परन्तु तत्र काष्ठाधिकं किञ्चित् ब न न ता तत्तु अस्माकम् आपणे न क्रीयते यदि भवान् किञ्चित् किञ्चिदेव दास्यति चेत् तद्भवति न न यदि भवान् किञ्चित् किञ्चिदेव दत्त्वा सर्वरूप्यं दास्यति चेत् तद्भवति हा अस्तु हा अहं किञ्चिद् न्यूनमपि करोमि तत्र आ धन्यवादः पुनरागमनम्